यदा एतद् यन्त्रं प्राप्तवान् तदानीमेव आल्रेडि डेमेज् आसीत् यद् पेकिंङ् मध्ये तत्र एतद् तावद् सम्यक् नासीत् तदर्तं डेमेज् नासीत् तदेकं द्वितीयं बेटरी सर्वदा डौन् भवति यावद् पर्यन्तम् अहं चार्ज् न अहं सम्पूर्णतया चार्ज् करोमि चेदपि बेटरी स्वयं गच्छति बेटरी मध्ये किम् अपि समस्या अस्ति इति मन्ये अनन्तरं ब्रैट्नेस् अपि स्वयं तद् न्यूनं भवति मया किमपि कृतं चेद् अपि स्वयं न्यूनं भवति